लोकयानस्य विषये वक्तुं शक्नुथ वा त्वया कुत्र कुत्र लोकयानेन प्रवासः कृत्तः आं लोकयानम् इत्युक्ते अधुना तु बहु विशिष्टं नूतनं नूतनं लोकयानम् एड् जायमाणमस्ति एड् नाम पुनः पुनः योजनं जायमानमस्ति यथा वयं द्रष्टुं शक्नुमः मेट्रो इति नम्म मेट्रो तत्तु अधुना बहु उपयोगकरम् अस्ति तस्य पूर्वं बस् यानमासीत् बस् याने अधुना तु स्त्रीशक्तियोजना इति एका योजना आयोजिता अस्ति तेन बहु कुत्रापि स्थलमेव न भवति तावता अधिकः जनाः तत्र भवन्ति अनन्तरं लोकयानेन वयम् अन्यत्र अन्यत्र गन्तुं शक्नुमः मया तु गुरुकुले यदा अहम् आसं तदा लोकयानात् सर्वदापि लोकयाने यानद्वारेणैव गच्छामः तदपि बस् याने मिलित्वा गच्छामः हम्पी प्रति गतमासीत् अनन्तरं गोल् गुम्बास् प्रति मया गतमासीत्

न्यूनमस्ति तत्र लोकयानं नाम द्विविधं द्रष्टुं शक्नुमः वयम् एकं सर्वकारलोकयानम् इतोऽपि अस्माकम् एव एकं यद् स्वीकुर्मः लोकयानं तदेकम् एवं द्विविधं प्रकारः यदि सार् सार्वकारीयलोकयाने गच्छामश्चेत् तत्र धनं किञ्चित् मौल्यं किञ्चित् न्यूनं भविष्यति अधुना तत्तु जनानां जनानां कृते एव कल्पितमस्ति तद् लोकयानम्